मम क्षेत्रेषु बहुत्र गोमूत्र कौ डङ्क् इत्यादि द्वारा अगरबत्ती धूप इत्यादीनां निर्माणं भवति एवमेव तेषामेव उपयोगेन फ़ल्टिराय्ज़र् वृक्षेषु स्थापनार्थम् उपयोगः क्रियते येन च इदानीम् आधुनिके काले केमिकल् उपयोगेन वृक्षानां या हानिर्जायते सापि न भवति पुनः गीर् गाय् गौः या भवति तस्याः दुग्धेन घृतस्य निर्माणं प्राकृतिकतया क्रियते पुनश्च हनि श् मधुः तस्य प्राकृतिकरूपेण नाम मधुमक्षिकाणां हननं विना तस्य उत्पादनं क्रियते पुनश्च तत् प्राकृतिकं शुद्धञ्च भवति एवम् एतानि वस्तूनि सन्ति एवं बहूनि अपि वस्तूनि यत् प्राकृतसम्पन्नमूलानि तेषाम् उपयोगः व्यापारेषु कर्तुं शक्यते येन च उपयोगकर्तॄणामपि लाभः निरमातॄणामपि लाभः भविष्यति एवं प्रकारेण अन्येऽपि बहवः प्रोडेक्स् अस्ति अस्माकं क्षेत्रेषु क्रियते यस्य व्यापारौ अपि क्रियमाणः एवास्ति